जीवनं नाम कार्येषु दोषाः स्खालित्यं दृश्यन्ते एव अपि च तत् परिहारः अपि अस्माभिः चिन्त्यते उदाहरणार्थं छात्रेभ्यः पाठनकाले कश्चनविषयः अस्मभ्यं दीयते यदा पाठयामः तत्काले किञ्चित् दोषरूपेण पाठितं भवति अनन्तरं यदा अवगच्छामः तत्र दोषः पाठितः इति तदुत्तरं सम्यक् अध्ययनं कृत्वा पाठनार्थं वयं प्रभवामः अत्र दोषस्तावत् छात्रेभ्यः पाठनं सम्यक् न कृतम् इति अत्र परिहारस्तावत् अस्माकम् अध्ययनं सम्यक् कृत्वा अनन्तरं तेभ्यः पाठनम् इति एवम् अनेके दोषाः जीवने भवन्ति तत् परिहार दिशि अस्माभिः गन्तव्यम् एतेन अस्माकं वर्धनमपि भविष्यति